क्रीडा क्रीडनद्वारा अस्माकं शरीरे स्नायुः बलिष्ठाः भवन्ति तथा च मानसिक उल्लसः अपि आगच्छति यदि भवान् आन्तरिकक्रीडां क्रीडयति चेत् चेस् अळुगुळिमने इत्यादिकं क्रीडां क्रीडयति चेत् भवतः योजना लहरिः बहु सम्यक् भवति मानसिक आरोग्यं वर्धयति तथा क्रिकेट् शेटल् बेड्मिन्टन् इत्यादि क्रीडा भवतः दैहिक आरोग्यं दैहिकव्यायामेन वर्धते शरीरायासजननं कर्मव्यायामसज्ञितम् इति पतञ्जलियोगसूत्रे यदुक्तम् इत्युक्ते शरीर आयासजननं क्रिया एव व्यायामः क्रीडाद्वारा तद्व्यायामः निश्चयेन भवति तद् मार्गेण शरीरमानसिकस्वास्थ्यं सम्यक् भवति